मन्दिरनिर्माणविषये तु यथा नागरपद्धतिः इत्यादयः प्र प्रसिद्धाः खलु परं मन्ये सा पद्धतिः मूर्तिविषये तु नैव युज्यते तथापि मन्ये पाञ्चरात्रपद्धतिः भवति वैखानसपद्धतिः भवति शाक्तपद्धतिर्भवति पुनः अन्ये एतादृशाः एतादृश्यः पद्धतयः खलु भवन्ति तत्र ताः पद्ध्यतयः देवतामूर्तीनां विषये युज्यन्ते इति अहं विभावयामि तत्र कः विशेषः इति चेत् तत्र प्रामाणादिषु विषये अस्ति विशेषः नाम ये क्वचित् यदि अष्ट अङ्गुलीप्रमाणमस्ति चेत् तदेव प्रमाणम् अन्यस्मिन् अपि पद्धतौ भवेत् इति नास्ति तत्र प्रमाणविषये भेदः भवितुमर्हति पुनः तत्र नामकरणविषयक ये नाम पद्धत्यन्तरे यदि क्वचित् सुरपाका अस्ति चेत् अन्यस्यां पद्धतौ सा सा तस्य स्वरूपं भिद्यते नाम एवं प्रकारेण तत्र मम क्वचित् यस्यां कस्यां पद्धतौ यदि हस्तः यदि बहुसुदीर्घं भवति चेत् अन्यस्याम् अपि पद्धतौ सा एव पद्धतिः इति इति नास्ति अतः मूर्तिनिर्माणविषये स्वरूपविषये तत्र प्रमाणविषये तत्र विशेषः इति वक्तुं शक्यते एव